अस्माकं क्षेत्रे तन्त्रज्ञानविषये सहायता व्यवस्था अस्ति आपणाः आपणाः बहवः सन्ति एव तत्र सङ्गणकं वा अथवा जङ्गम दूरवाणी वा तादृशं निमित्तं सहाय्यम् अपेक्ष्यते तत्र सहायार्थम् आपणाः सन्ति जनाः तत्र गत्वा सङ्गणकानि तत्र ददाति सपोर्ट् स्वीकृत्य आगच्छन्ति अथवा दूरवाण्या आह्वयन्ति आपणात् जनाः आगत्य गृहे भूत्वा सहाय्यं कुर्वन्ति टेक् सपोर्ट् इति कुर्वन्ति अथवा आगत्य सङ्गणकं स्वीकृत्य आपणं स्व आपणं गत्वा तत्र कार्यं सर्वं कृत्वा उत्तमरीत्या सङ्गणकं प्रति यच्छन्ति सङ्गणकम् इति एकम् उदाह उदाहरणं समानं दूरवाणी अथवा डेस्क्टाप् इति वदामः तत्र टाब्लेट् तादृशं सर्वत्र सन्ति इदानीं तेषां ज्ञानमिति बहु अधिकं नास्ति न्यूनमस्ति जनानां कृते जनानां मध्ये अतः कुत्र गन्तव्यं कथं करणीयम् इति ज्ञानं न्यूनमस्ति परन्तु दूरवाण्या आहूय सर्वं कुर्वन्ति अतः उत्तमरीत्या अस्ति इति वदामः किञ्चित् क्लेशाः अपि सन्ति इति अपि वयं वदामः